प्रश्नाः तु बहु सम्यक् अस्ति विशिष्टं किं वा वदामि अहं ब्लौस् स्टिच् करोमि सेरि ब्लौस् मम बहु इच्छा तद् तत्र नूतननूतनडिज़ैन् करोमि तत्र नेक्मध्ये बेक् नेक् इति वदति पृष्ठभागे ब्लौज़् तत्र शाटिका ब्लौज़् पृष्ठभागे हेण्ड् वर्क् हस्तकौशलं तद्वदति तद् करोमि तत्र किञ्चित् कुन्दन् अनन्तरं ग्लास् सर्वं फ़िक्स् कृत्वा कर्तुमपि शक्यते मम बहु इष्टं तद् तत् करोमि नूतननूतनम् अहं एव अन्वेषणं करोमि अनन्तरं शाटिकामध्ये अहं एम्ब्रायिड्रि इति वदति कौशल्यं करकौशल्यं तत् करोमि हेण्ड् एम्ब्रायिड्रि इति वदति तत् करोमि तत्रापि बहुविधानि डिज़ैन् भवन्ति तद् भिन्नं भिन्नं डिज़ैन् अहं प्रयत्नम् अहमेव योजयित्वा तत् करोमि तत्र धारवाड्कसूति इति एकं भवति तदपि अहं करोमि मम बहु इष्टं कर्तुं यदा मम समयः लभ्यते तस्मिन् समयं अहं बहु उपयोगं करोमि अनन्तरं अहं बहुदिनं बहुजपं करोमि रामनामस्य जपं कर्तुं मम बहु इच्छा अस्ति मम गुरुः मम जपस्य उपदेशं दत्तवन्तः तस्य अनुसारं अहं बहु दशसहस्रजपानि करोमि नो चेत् मम निद्रा नागच्छति अहं जपसमये साक्षात् रामम् अहं पश्यामीति मनसि कल्पयित्वा अहं जपं करोमि सात्त्विकविषयं मम इष्टं बहु इष्टं भवति रामायणस्य पठनं अनन्तरं महाभारतस्य पठनं प्रतिदिनं भगवद्गीतां पठामि मम बहु इष्टं भगवद्गीता भगवद्गीतायां यद्विषयः नास्ति तद् विश्वे सर्वत्रापि नास्तीति मम भावना भगवद्गीता बहु पवित्रग्रन्थः किमर्थमित्युक्ते साक्षात् भगवान् श्रीकृष्णस्य मुखतः तद् वक्तव्यं श्रीकृष्णस्य मुखतः तया तद् आगन्तव्यं अतः भगवद्गीता मम बहुप्रसिद्धं बहुश्रेष्ठं बहु इच्छामपि अस्ति अनन्तरं पाकं कर्तुं मम इच्छास्ति यद् मम पुत्राः मम पतिः आर्यमहोदयः इच्छति तदेव पाकं करोमि अनन्तरं गृहे अतिथिसत्कारं करोमि ये आगमिष्यन्ति तेषां बहु अहं सत्कारं करोमि मम इच्छापि अतिथिसत्कारं कर्तुं मम इच्छापि अतिथि देवो भव इति अहं चिन्तयामि अनन्तरं धार्मिकक्षेत्रं गच्छामि गुरुसमीपं गच्छामि गुरुप्रवचनं प्रतिदिनं श्रुणोमि अहं तस्य शृङ्गेरीगुरुमहोदयस्य प्रवचनम् अहं श्रुणोमि मम बहु इष्टं तद् अनन्तरम् अस्माकं ग्रामे बहु देवालयाः सन्ति तत्र गच्छामि प्रतिदिनं वायुविहारार्थं गच्छामि मम फ़्रेण्ड्स् बहुजनाः सन्ति तत्र सत् कालक्षेपम् अहं करोमि अन्यत् विषयं न वार्तां वयं सर्वे न कुर्मः अस्माकं ग्रामे सत्कालक्षेपं वयं करोमि एवं प्रतीदिनमपि मम नूतनम् एव प्रतिदिनमपि मम विशिष्टम् एव